अहं मम जीवने कापि शुभस्य घटनायाः भवति चेत् तस्य आरम्भं देवतायाः स्मरणेन अहं करिष्यामि नाम यदि विद्यार्थिदशायां मध्ये किमपि नूतनं पठनीयं चेत् मातासरस्वतीनां स्मृतं स्मृत्वा तथा च तस्य आराधनां कृत्वा अहम् अग्रे तत् कार्ये गच्छामि तदनन्तरं किमपि नूतनवस्तूनि क्रीणाति चेत् तस्य स्वल्परूपेण एव पूजा इत्यादि कृत्वा नाम उदाहरणार्थं यदि कारयानम् अहं नूतनकारयानं क्रीणामि चेत् तदा तस्य पूजनमपि कृत्वा तथा यदा पूजनं जातं चेत् तद् अग्रे अहं तत् कारयानं चालयामि तदा च गृहे आनयामि इति अहं शुभघटना यदा भवेत् तदा करोमि तत्कारणेन एव यत् ये ये शुभाः या या शुभघटना अस्माकं जीवने घटितास्ति तत् सम्यग्रूपेण एव तस्य कार्यं भवति नाम सम्यक् कोपि तत्र सङ्कटः न आगच्छति इति मम विश्वासः तत्कारणेन अहं पूजा इत्यादि तथा च देवतानां स्मरणं कृत्वा एव शुभघटनायाम् आरम्भं करोमि